आयुर्वेदस्य योगशास्त्रस्य च वर्तते सम्बन्धः आयुर्वेदशास्त्रं नाम औषधशास्त्रम् योगशास्त्रं नाम शारीरकं शास्त्रम् नाम आयुर्वेदेन औषधं शरीरस्य कृते दीयते परन्तु शरीरं दत्तस्य औषधस्य कृते प्रतिक्रियां यथासम्यक् दद्यात् तथा योगशास्त्रेण क्रियते अतः आयुर्वेदस्य योगशास्त्रस्य च वर्तते सम्बन्धः अत्र आयुर्वेदशास्त्रं वा योगशास्त्रं वा बहुपूर्वम् एव आसीत् नूतनैः इदं निर्मितं नास्ति पतञ्जलिमहर्षिणा योगशास्त्रं निर्मितम् आयुर्वेदशास्त्रं चरकमहर्षिणा निर्मितम् निर्मितं नाम एतेषां काले प्रसिद्धिम् आगतम् इत्यर्थः इतः पूर्वम् अपि तद् आसीत् अतः आयुर्वेदशास्त्रं वा योगशास्त्रं वा बहि बहुप्राचीनतमं प्राचीनं शास्त्रं वर्तते